आम् अहं वस्तुतः यथार्थघटितस्य घटनायाः वार्तायां दर्शितस्य घटनायाः च भेदः अस्ति समाचारः घटितानां घटनानां विषये सूचनां विवरणं च प्रस्तुतं करोति यदा तु घटिताः घटनाः प्रत्यक्षम् अनुभवस्य भागाः सन्ति कदाचित् वार्तासु मिथ्यावार्ताः अपि दृश्यन्ते परन्तु अस्माभिः सर्वदा सत्यापितव्यम् एतेन समाजे प्रभावः भवितुम् अर्हति यतः मिथ्यावार्ता जनानां विचारान् भावनां च प्रभावितं कर्तुं शक्नोति सत्यापितवार्तानां पठनं विश्वसनीयस्रोतानाम् उपयोगः च महत्त्वपूर्णम् अस्ति वार्तायां यत् दर्शितं तत् विविधघटनानां विषयाणां च सूचना अस्ति एतत् आयोजनानां ताजगी प्रतिबिम्बयति जनान् अद्यतनं स्थापयितुं च सहायं करोति